नमस्ते महोदयः आगच्छतु आगच्छतु हा उपविशतु किं समस्या अस्ति महोदयः का समस्या अस्ति महोदयः ह्म् ह्म् शैत्यमस्ति वा महोदयः शैत्यमस्ति खासः इति चेस्ट् पैन् अस्ति वा महोदय हम् ज्वरः अस्ति इति उक्त उक्तवान् खिल किञ्चित् बहु शरीरवेदना अपि अस्ति वा उदरवेदना शरीरवेदना किञ्चित् अस्ति वा अस्तु अस्तु अहं इदानीं गुलिकां ददामि भवत् भवान् किमपि समारम्भ वा कि कि समारम्भे भवान् गच्छति वा ह्यः ह्म् ह्म् अस्तु भवा भवान् उष्णजलम् एव पिबतु महोदय इदानीं ब इदानीं गुलिकां ददामि भवान् ख ख खादितुं खादित्वा तत् तत्पर्यन्तं स्वीकरोतु हा तत्पर्यन्तं स्वीकरोतु हा श्वः ज्वरः अस्ति हा ज्वरः ज्वरः अस्ति चेत् गुलिकां ददामि अस्ति चेत् चेत् एव खादतु अन्यता न यदि ज्व ज्वरः अस्ति चेत् श्वः आगच्छतु अत्र अहं आण्टिबयाटिक् ददामि हा इदानीं एतत् गुलिकाम् एव खादतु शैत्यं अस्ति चेत् शैत्यस्य वर्णं पश्यतु त तत्पर्यन्त तत् नन्तरं तदनन्तरं अहं नि निर्धारं करोमि हम् इदानीं केवलं गुलिकां स्वीकरोतु इद इदानीं गुलिकां उष्णजलं पिब लव लवणजलं एव गार्गल् करोतु लवणजलं उष्णवलणजलं गार्ग्लिङ्ग् करोतु

गुलिकां एकवारमेव स्वीक शैत्यस्य गुलिकां एकवारमेव स्वीकरोतु न रात्रौ रात्रौ रात्रौ रात्रौ स्वीकरोतु हा एका गुलिकां हा ज्वर अस्ति चेत् अन्य एका गुलिका अपि ददामि अस्ति चेत् एव स्वीकरोतु अन्यथा मास्तु

हा रात्रौ एव ज्वर अस्ति चेत् दिने अस्ति चेदपि स्वीकरोतु अन्यथा न मा स्वीकरोतु ह्म् अस्तु अस्तु महोदयः अस्तु अस्तु महोदय अस्तु धन्यवादः धन्यवादः अस्तु अस्तु धन्यवादः